अहं भौतिकपुस्तकानि अपि पठितुमिच्छामि ई पुस्तकानि अपि पठितुमिच्छामि उभयोः महत्वं पृथक् पृथगस्ति यदा अहं गृहे भ्रव् भवामि मम गृहे पुस्तकालयः अस्ति तस्मिन् पुस्तकालये बहूनि पुस्तकानि सन्ति तानि पुस्तकानि अहं साक्षात् पठितुमिच्छामि भौतिकपुस्तकानि भौतिकरूपेण पठितुमिच्छामि तस्मिन् समये ई पुस्तकानाम् अवश्यकतां न अनुभवामि किन्तु यदा प्रवासे भवामि तस्मिन् समये भौतिकपुस्तकानि नीत्वा गच्छामि अथवा तत्सर्वं कष्टकरं भवति कदाचित् अतः तस्मिन् समये मम पार्श्वे लेप्टाप् भवति तर्हि तद्द्वारा ई पुस्तकानि अहं पठामि अतः उभयोः महत्वम् अस्ति यावत् पर्यन्तं श्राव्यपुस्तकानां चर्चां कुर्मः तर्हि श्राव्यपुस्तकानामपि अहं श्र् श्रुतवान् श्राव्यपुस्कानि अपि अहं श्रुतवान् बहुवारं यदा अहं कस्मिन् कस्मिंश्चित् कार्ये व्यापृतो भवामि तस्मिन् समये श्राव्यपुस्तकान्यपि शृणोमि यथा अहं प्रातःकाले भ्रमणार्थं गच्छामि तस्मिन् समये न ई पुस्तकानि पठितुं शक्नेमि न भौतिकपुस्तकानि तर्हि तस्मिन् समये अहं श्राव्यपुस्तकानि प् शृणोमि पुनः गृहस्य अन्यत् किमपि कार्ये यदि व्यापृतो भवामि तर्हि तस्मिन् समयेऽपि श्राव्यपुस्तकानि शृणोमि एवं भौतिकपुस्तकानामपि ई पुस्तकानामपि श्राव्यपुस्तकानामपि पृथक् पृथक् महत्वं वर्तते सर्वेषाम् उपयोगम् अहं व्यक्तिगतरूपेण करोमि